मम पाकशालायाम् मिश्रकम् अस्ति पुनश्च ग्रैण्डर् इति उच्यते पेषणयन्त्रम् इड्लि दोसा इत्यादीनां पेषणं कर्तुम् पुनश्च शीतकमस्ति रेफ़्रिजरेटर् चि इति उच्यते शीतकमस्ति पुनः इन्डक्षन् स्टौ इति एषु दिनेषु उपयुज्यमानमस्ति सर्वत्र यदि अनिलचुल्ल्याः अभावात् अभावे अभावसमये एतस्य प्रयोगं कर्तुं शक्नुमः शक्नुमः नो चेत् विद्युतःअभावे एतस्य यन्त्रस्य उपयोगं कर्तुं शक्नुमः इन्डक्षन् स्टौ इति अस्ति विद्युतचालिता चालिता चालिता चुल्लिः एषा पुनश्च मैक्रोवेव् ओवन् इति उष्णीकर्तुं यन्त्रं विद्युतचालितं यन्त्रं तदपि अस्ति मम पाकशालायाम् यदि एतादृशानि उपकरणानि उपलब्धानि न आसन् पूर्वस्मिन् काले तदा जनाः किं कृतवन्तः इति चेत् अनिलचुल्याः स्थाने काष्ठेन निर्मिता चुल्लिः उपयुज्यमाना आसीत् काष्ठैः काष्ठैः काष्ठानां प्रयोगेन अग्निं प्रज्वाल्य तथोपरि तस्य उपरि एवं पात्रं संस्थाप्य पाककार्यं सम्पादितमासीत् मिश्रकस्य स्थाने तु उलूखलम् इति शिलानिर्मितम् एकं यन्त्रम् आसीत् तेन चूर्णं चूर्णं निर्मातुम् चूर्णनिर्माणकार्यं क्रियमाणमासीत् तेन यन्त्रेण पुनः शीतकं तु नैव आसीत् शीतकम् इति शाकानां पुनः खाद्यवस्तूनां संस्थापनम् इति विषयः एव नासीत् तद्दिने फ़्रेष् पाकं कृत्वा एव भुजीयमानमासीत् जनैः पूर्वस्मिन् काले इत्यतः केवलम् उलूखलं काष्ठेन निर्मिता चुल्लिः एताभ्यामेव पाककार्यं सम्प सम्पाद्यमानमासीत् पूर्वस्मिन् काले